मम क्षेत्रे अनन्ततीर्थविद्यालयः इति अस्ति विंशतिवर्षेभ्यः पूर्वं सः विद्यालयः स्थापितः एषः विद्यालयः ग्रामीणपरिसरे वर्तते तत्र प्राथमिकस्तरतः नाम शिशुविहार इति यद्वदामः ततः कालेज् पर्यन्तं तत्र शिक्षणं प्रचलति तत्र समीपस्थ ग्रामीणाः सर्वे छात्राः शालायाः यानेन एव आगच्छन्ति तत्र शाला विषयं केन्द्रीय विषयः बोध्यते तेन सह एव योगः नर्तनम् सङ्गीतं कराटे क्रीडाः इत्यादयः अपि तत्र विशिष्यरीत्या पाठ्य पाठ्यते इति कारणेन अधिकछात्राः तत्र अहमहमिकया प्रवेशं प्राप्तुं प्रयतन्ते अतः तत् ग्रामीणपरिसरे विंशति किलो मीटर् परिसरं ये छात्राः सन्ति ते सर्वे नगरशालां गन्तुं न इच्छन्ति अत्रैव आगच्छामः इति अत्र अन्यः विषयः नाम प्रातः नववादने एव छात्राः आगच्छन्ति इति कारणेन प्रतिदिनं द्विसहस्रछात्राणां कृते मध्याह्ने निःशुल्कभोजनव्यवस्था अपि वर्तते अतः भोजनम् इति न तत्र अन्यान्य विषयाः बोध्यन्ते अस्माकं ज्ञानाय अस्माकं ज्ञानविकासाय इति अधिकाः छात्राः तत्र प्रवेशार्थम् अहम् अहमहमिकया प्रयतन्ते